नमस्कारः अन्तर्जालद्वारा वस्तुविक्रयणं विषय इति ज्ञातुमिच्छामः तर्हि जनाः अधिकमुपयोगं कुर्वन्ति कारणं किमिति तत्र पारदर्शिक्ता भवति वस्तूनां विषये धनस्य विषये तस्य बिल् इति लभते तस्य विषये तस्य परिमाणस्य विषये जनाः न उत्तममिति चिन्तयन्ति किन्तु यदि तस्मिन् विषये यदि नाम धन दानविषये यद्वयं तत् धनं दद्मः तदा यदि अस्माकं अवधानं न भवति जागरूकता न भवति तर्हि कदाचित् समस्या भवितुमर्हति अतः तस्मिन् विषये अपि जागरूकता भवतु लाभाः तु अधिकाः सन्ति बाधः अपि अधिकाः सन्ति सामान्यतः जनाः सर्वे जनाः तस्य आन्लैन् इत्यस्य आदानप्रदानं विषये न जानन्ति धनं कथं प्रेषनीयं तत् न जानन्ति अमेज़ान् फ़्लिप्कार्ट् इत्यस्मिन् नाम एतस्य जनाः उपयोगं कुर्वन्ति प्लेट्फ़ां विषये तस्य किन्तु कदाचित् एवं भवति यद्वस्तुं य यद्यद्वस्तु अस्माभिः स्वीकृतं भवति तत् आगत्य यत् पश्यामः तत् भिन्नमेव आगच्छति तस्मिन् समये तत् तत् कथं निष्क्रियं करणीयं तस्मिन् विषये अपि जनाः न जानन्ति अतः जनाः तत् पुर्वं जानीयुः अनन्तरं अन्तर्जालद्वारा वस्तुविक्रयणं विषये अन् अन्तर्जालद्वारा वस्तुविक्रयणं कुर्युः धन्यवादः